अस्माकं गृहे एकः कूपः वर्तते तस्मात् कूपात् वयं प्रतिदिनं जलं आकर्षयामः परन्तु वयं जलाकर्षणार्थं विद्युदुपकरणस्य उपयोगं नैव कुर्म अस्माकं हस्तस्य साहाय्येनैव प्रतिदिनं प्रातः वयं जलाकर्षणं कुर्मः